मया अधीतं शास्त्रमस्ति व्याकरणशास्त्रं व्याकरणशास्त्रस्य मूले यद्यपि भेदः वर्तते प्रातिसाङ्ख्यादिषु वर्तते तथापि आधुनिकसमाजे भारतीयसंस्कृतं वा संस्कृतस्य भाषायाः मूलवैय्याकरणः पाणिनिः इति पाणिनिः परिगण्यते

सः ग्रन्थः पाणिनीयः व्याकरणशास्त्रस्य मूलं मूलम् अस्ति तस्य रचना युधिष्टिरः मीमांसकादयः ऐतिहासिकः मूलतः क्लिष्टपूर्वं तृतीयशतकम् इति अङ्गीकुर्वन्ति

गणितकौसल्या विरचिता वर्तते तत्र अष्ट अध्यायास्सन्ति प्रत्येकेषु अध्यायेषु पादचतुष्टयम् एवं च प्रत्येकपादेषु कानिचित् सूत्राणि सन्ति तथापि सम्पूर्णायाम् अष्टाध्यायां प्रायः चतुस्सहस्राधिकः सुतः शताधिकानि सूत्राणि सन्ति इति जानीमः अस्य अष्टाध्यायः गाणितिकं मम परिगणनीया रचनं कथं कथयामि यतो हि अत्र अस्य उत्सर्गः अपवादः सन्ति के कानिचित् सूत्राणि उत्सर्गसूत्राणि सन्ति कानिचिद् अपवादभूतानि सन्ति एवं च अयिद् सामान्यविशेषवतसूत्राणि सन्ति एवम् अत्र सह अष्टाध्याय्यां विभाजनं क्रियते पु सः सपासप्ताध्यायी त्रिपादित्वेन सः अष्टमे अध्यायस्य दितीयपादस्य आदिमं सूत्रम् अस्ति पूर्वत्रासिद्धं तस्य पूर्वत्रासिद्धं सूत्रस्य पूर्वं यत् यद् यावन्ति अध्यायाः भवन्ति ताः सपा सप्ताध्यायी इति कथ्यते तद् अनन्तरं यावन्ति अध्यायाः भवन्ति ते ताः ते सः त्रिपादी कथ्यन्ते सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा त्रिपाद्यामपि पुर्वं प्रति परम् असिद्धम् इति वचनं पाणिनीयव्याकरणे प्रसिद्धम् अस्ति विप् एवं च विप्रतिषेधे परं कार्यम् इति विशिष्टं सूत्रमस्ति तेन तत् तत्सूत्रेण ज्ञायते सप्ताध्याय्यां सपादसप्ताध्याय्यामपि विप्रतिषेधे सति परेण सूत्रेण कार्यं भवति तुल्यं विप्रतिषेधं किं तुल्यबलविरोधः क्वचित् शास्त्रयोः लोपो द्वयोः शास्त्रयोः क्वचित् लब्धावकाशयोः एकत्र लक्षे युगपत्प्रवृत्तिः तुल्यबलविरोधः विरोधा उपसर्गः अपवादविषये महाभाष्यादिषु द्वौ नायिद्यायौ प्रचलतः तद्भवति ए सम्भवे सति वाचनम् असम्भवे सतिवाधनं सम्भवे सति वाधनम् इत्येतत् इति न्यायस्य विषयः वर्तते यथा मठं तद् सर्वे ब्राह्मणाः सर्वेभ्यः ब्राह्मणेभ्यः दधिः दीयतां माठ् तक्रं कौण्डिन्यः यद्यपि दधिभोजनेन सह तक्रभोजनं सम्भवं तथापि तक्रदानेन दधिदानस्य बाधा इति सम्भवे सति बाधनं माठनकौण्डिन्योपरि बहु सर्वे ब्राह्मणाः भोज्यन्तम् माठनकौण्डिन्योपरि विजातानाम् इत्यत्र माठनकौण्डिन्ययोः परिवेषणक्रियया अतस्तेषां भोजनक्रियावादः यतो हि यद्यपि ब् बहु भोजनक्रिया एवं परिवेषणक्रिया एकदा न सम्भवति अतः अत्र असम्भवे सति वाधनम् एवम् अत्यन्तं वैज्ञानिकं शास्त्रम् अस्ति व्याकरणशास्त्रं तस्य शास्त्रस्य आदिमः ग्रन्थवर्तते वयं अष्टाध्यायी तम् अनुसृत्य वैय्याकरणसिद्धान्तकौमुदी लघुशब्देन्दुशेखरः पौ प्रौढमनोरमा भूषणसारादयः सम्पूर्णः संस्कृतव्याकरणवाङ्मयः विरचितः वर्तते इत्युक्त्वा विरवामि